द्विसहस्रतमवर्षस्य फ़ेब्रवरिमासस्य दशमः दिनाङ्कः एकाधिकद्विसहस्रतमवर्षस्य एप्रिल्मासस्य पञ्चदशः दिनाङ्कः त्रयोदशाधिकद्विसहस्रतमवर्षस्य नोहेम्बर्मासस्य पञ्चमः दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य अक्टोबर्मासस्य दशमः दिनाङ्कः द्वि अधिक द्विसहस्रतमवर्षस्य त्रिंशत् दिनाङ्कः अक्टोबर्मासस्य सप्ताधिकद्विसहस्रतमवर्षस्य नवेम्बर्मासस्य पञ्चमः दिनाङ्कः